विद्यालयेषु अधिकव्यवसायादिकशिक्षा पाठनीया इति अहं न भावयामि किमर्थम् इत्युक्ते अत्र पठनमेव मुख्यकार्यम् काष्टकर्मः प्लम्बिन्ग् सीवनम् कुक्कुटपालनम् पशुपालनम् एते अधुना अपि प्रचालत प्रचलितशिक्षण अस्ति तेभ्यः अन्यविद्यालयः एव सन्ति विद्यालयाः एव सन्ति तदर्थं तत्र तत् करणीयम् अत्र वेदशिक्षणशालायां भवान् आगत्य प्लम्बिन्ग् पाठयामि तेभ्यः प्लम्बिन्ग् अवश्यकः इत्युक्ते वदति चेत् तत् सम्यक् न यत् यत् यत्र यत्र पाठनीयम् तत् तत् तत्रैव पाठनीयम्